मम सङ्ग्रहात् वस्तूनां विक्रयणं कर्तव्यमिति एतादृशि परिस्थितिः कदापि न आगता वर्तते एतादृशि परिस्थितिः न आगच्छतु इत्येव मम आशयः वर्तते यतः महान् क्लेशेन एवम् इच्छया च सः संग्रहः कृतः वर्तते मम समीपे एतानि वस्तूनि रक्षणीयानि इति मम आशा वर्तते अतः कृतः संग्रहः इति कृत्वा तस्य विक्रयणं कदापि अहं कर्तुं न इच्छामि